पाठकस्य औत्सुक्यं अथवा संशयं परिहर्तुं मया ग्रन्थारम्भे एव भूमिकायां ग्रन्थस्य प्रयोजनं ग्रन्थस्य कथावस्तुविवरणं तथा च शैली अपि तत्र संक्षेपेण प्रदीयते न तावदेव अस्य ग्रन्थस्य परिशीलनं यैः ज्येष्ठैः कृतमस्ति तेषाम् अपि मतं मया तत्र प्रतिपाद्यते मम लेखनं प्रायशः अनुत्तमम् इति मया कदापि न अभासत मम लेखनं तु ये अस्मिन् क्षेत्रे ज्येष्ठाः सन्ति ते सर्वे समर्थयन्ति तेषु बहवः मम लेखनविषयिकीं प्रतिक्रियाम् अपि प्रदत्तवन्तः